मम क्षेत्रस्य एम् एल् ए वर्तते श्रीरामकेश् महोदयाः तेषां सह अनुवादेन संवादेन महान् मोदः प्रमोदः सञ्जातः ते मां बोधितवन्तः यत् अस्माकं प्रदेशस्य मम स्थानस्य मम क्षेत्रश्य स्थितिः कीदृशी वर्तते तत्र जनाः कथं सन्ति कथं तस्य क्षेत्रस्य वर्धनार्थं वृद्ध्यर्थं विकासार्थं अस्माकं प्रयासः करणीयं केवलं क्षेत्राध्यक्षस्यैव तत्र दायित्वं नास्ति अपि तु क्षेत्रे ये च जनाः निवसन्ति तेषामपि सहयोगः अपेक्षते ते माम् विविध प्रकारकाणां नाम योजनानां विषयेऽपि सूचितवन्तः कथं तस्य कार्यं भवति का प्रणाली तैः परिपाल्यते इत्यादि विषयेषु तेषां सह संवादः अभवत्